मम प्रोडक्ट् वर्तते युतकम् इङ्ग्लिष् मध्ये टिशर्ट् इति कथ्यते हा मम युतकं तु बहु सम्यगस्ति तत् नाम सूर्यः यदा अतीवः वर्तते शाकमपि अतीव वर्तते तदानीं मम युतकं मम देहात् सम्यक् परिवर्त् सम्यग् संयोगं भवति नाम सम्यगस्ति मम युतकं तत्र आर्द्रं नम आर्द्रमपि न भवति तथा वर्षादिकाले अपि आर्द्रमेव न भवति युतकं तद् किञ्चिद् विशिष्टतया कृतं वर्तते मम युतकं तद् सम्यगस्ति सर्वस्मिन् काले अपि तद् धारणार्थम् उपयुक्तो वर्तते मम युतकं तत् सम्यगस्ति मम युतकं तथा तद् धारणार्थमपि अतीव सुलभो वर्तते तद् मम युतकस्य सम्यग्वर्णनम्